भारते निरुद्योगसमस्या विद्यते इति प्रायः सर्वे ब्रुवन्ति सर्वे वदन्ति किन्तु इयं समस्या न केवलं भारते अपितु विश्वस्मिन् अपि विश्वे इयं निरुद्योगसमस्या विद्यते सा समस्या भारते अपि वर्तते इति प्रायः सर्वे वदन्ति संस्कृते अपि संस्कृताध्यायनेन यदि जनाः संस्कृतस्य अध्ययनं कुर्वन्ति तेषां कृते उद्योगसमस्या वर्तते इति आधुनिकाः जनाः आक्षेपं कुर्वन्ति परन्तु इयं समस्या संस्कृताध्ययनं ये कुर्वन्ति तेषाङ्कृते एव नास्ति अपितु कामपि विद्यां किमपि अध्ययनं यदि वयं कुर्मः तत्र सर्वत्र तावत् इयं समस्या विद्यते गणितस्य अध्ययनं कुर्मः तत्रापि इञ्जिनियरिङ्ग् कृत्वा अपि जनाः उद्योगशालिनः न भवन्ति तथा एवमेव सर्वत्र तावत् एतादृशी एव स्थितिः विद्यते संस्कृताध्ययनं कृत्वा तु उद्योगसमस्या नास्ति कथं नास्ति यतोहि संस्कृतस्य अध्ययनं ये कुर्वन्ति तेषाङ्कृते कर्मकाण्डपौरोहित्यकर्म विद्यते तत्र तावत् पौरोहित्यं कर्म कर्तुं शक्नुवन्ति जनाः तथा च आर्मी ब मध्ये गुरु गुरोः एकं पदं विद्यते तन्त् तत्र ये संस्कृतज्ञाः जनाः भवन्ति तेषामेव नियुक्तिः जायते तेषामेव नियोगो भवति तथा च संस्कृताध्ययनं कृत्वा बहवः छात्राः आर् एस् मध्ये ऐ एस् मध्ये अपि चिताः भवन्ति तथा च संस्कृताध्ययनं कृत्वा ज्योतिषस्य अध्ययनं कृत्वा जनाः ज्योतिष्काः भवन्ति ज्योतिषस्य तावत् महान् अवसरः सम्पूर्णे अपि विश्वे विद्यते एवमेव योग दर्शनेऽपि योगदर्शनम् आदाय ये अध्ययनं कुर्वन्ति तेषाङ्कृते तु महान् अवसरः विश्वेऽस्मिन् अपि विश्वे विद्यते इति कृत्वा संस्कृताध्ययनं कृत्वा उद्योगसमस्या तथा नास्ति किन्तु सर्वकारस्यापि इदं दायित्वं विद्यते यत् सर्वकारः तथा यत्नं कुर्यात् येन ये अध्ययनशालिनः भवन्ति तथा च वृत्तेः समस्याः यदि सर्वकारः सर्वकारपक्षतः यदि चिन्तनं विधीयते तर्हि सा समस्या यदि काचित् समस्या विद्यते उद्योगविषये सा समस्या नूनमेव दूरीभविष्यति ये च अम्बानी अथ च टाटा इत्यादयः ये उद्योगिनः विद्यन्ते ते यदि यत्नं कुर्वन्ति तर्हि नूनमेव इयं समस्याः दूरी स्यात् इति मे दृढः विश्वासः